भवता प्रेषितट्रेक्पेण्ट् बहु सम्यक् अस्ति क्वालिटि बहु सम्यक् अस्ति तथा बहु न्यूनामौल्येन दत्तवान् अस्ति इत् इतोपि द्वयम् अहं क्रेतुम् इच्छामि स्टोक् अस्ति किल